जि नमो नमः जी यु महोदय कथं सन्ति

जी जी जी जी

मम नाम धीरजः अहं मूलतः हिमाञ्चलप्रदेशस्य मण्डी जनपदादस्मि अहम् इदानीं शृङ्गिरौ केन्द्रिय संस्कृतविश्वविद्यालयः राजीव्गान्धी परिसरे ज्यौतिषाचार्य द्वितीयवर्षे चतुर्थ स सत्रे पठामि

इतः पूर्वं मया अस्मिन्नेव संस्थानस्य एका शाखा वर्तते हिमाचले केन्द्रिय संस्कृत विश्वविद्यालये वेदव्यासपरिसरः तत्र मया आचार्यप्रथमवर्षम् अधीतम् वर्षा जी जी तत्रैव कृतं तत्र ज्योतिषमेव आसीत् मम फलित ज्योतिषं हा तत्र हा ज्योतिषमेव आ न तथा नास्ति किमपि ज्योतिषमेव पठितं तत्र

जी हा हा जी जी मया ज्यौतिषमेव अधीतम् अतः ज्योतिषं पाठिष्यामि

जी तत् तत् न जी तदपि पाठितुं शक्नोमि समर्थो अस्मि

ओ एकवारं पुनः उच्चारयतु

ह्म् एवं भवति केचन छात्राः गुरुमुखादेव यत्किं निस्सरति चेत्तद् झटिति अवगतं तत् जानन्ति य किम् व् वदन्नस्ति किन्तु केचन छात्राः अर्थः न जाय् ज्ञायते कतिचन अलं तद्दनुवर्थार्थं किं कर्तव्यं भवति यतो हि अस्माभिः किं नाम च्यार्ट् इत्यादिकं निर्मातव्यं भवति तेन तेन किं भवति इद् हास्पर्य् हासेनैव ज्ञानं भवति सर्वदा एका एव व शैली शैल्यनुसारं पाठयामः चेत् तद् प् पर्याप्तं न भवति अतः शैल्याः परिवर्तनं करणीयं यदि वयं पाठयामः अग्रे अग्रे ये उपविष्टाः ते न जानन्ति इति कारणं तद् भवति यावत् तेषां ध्यानं न भवति न तु अस्माकं पाठने दोषः अस्ति अतः द्वयोः मध्ये सामर्थ्यं बि तद् विधाय एतत्सर्वं करणीयं अस्तु महोदयः जी जी जी जी जी जी धन्यवादः